अहम् एकवारं कुडजाद्रि इत्यस्मिन् स्थले चारणं कृतवन्तः तदा मम साकं मातापितरौ मम सुहृदः सर्वे अपि सन्ति तदानीं चारणम् अतीवमनोहरं स्यात् तत्र वयं सर्वं सम्मिल्य एव गतः तत्र उत्तरभागे प्राप्तसमये तत्र उन्नतभागे प्राप्तसमये अत्यन्तसन्तोषम् अनुभूतवन्तः यात्रा मध्ये क्लेशः अनुभूतः तदानीमपि तदा अपि उन्नतभागे प्राप्तसमये अत्यन्तं सन्तोषम् अनुभूतवन्तः यात्रा मध्ये मम सुहृदेषु एकस्य चरणे व्रणम् अभवत् तदानीं वयं सर्वे तस्य संरक्षणं कृतः अनन्तरं यात्रा मध्ये दाहः अभवत् बुभुक्षा अभवत् तस्मिन् समये संरक्षणं यदा तदा कृतवन्तः तदनन्तरं उन्नतभागे प्राप्य प्राप्तसमये वयं सर्वे सन्तोषाः एव अभवत् एतदेव मम अनुभवः तदनन्तरं पारम्बिक्कुळं नाम एकं प्रदेशं अहं गतं अहं गतवती तत्र अपि तादृश यात्रा सुखकरं न आसीत् किन्तु तत्र तत्र स्थलं सुन्दरं नासीत् अत्यन्तं दुष्करं भवति यात्रा तदानीमपि अपि तत्र अनेकमृगाः पक्षिणः च दृष्टवन्तः तस्मिन् समये आनन्दम् अनुभूतवन्तः